चारणे सकलजनानां कष्टकरं न भवति किम् इत्युक्ते चारणे ये इष्टवन्तः सन्ति तेषां कष्टकरं न भवति ये न इष्टवन्तः तेषां किञ्चित् कष्टकरं भवति इत्युक्ते तस्य मानसिकं आरोग्यम् आ आवश्यकं शारीरिकक्षमता आवश्यकी तादृशं भवति मानसिकतायाः एका कार्यम् तस्य सम्मर्देन चारणं करोति चेत् किञ्चित् कष्टं भवति स्वमेधया इस् स्व इष्टेन चारणं करोति चेत् अधिककष्टतया न भवति अतः चारणस्य इदानीं विविधरूपाणि सन्ति परिवर्तनम् आवश्यकं कालानुसृतपरिवर्तनम् आवश्यकं ततः भिन्नभिन्नरीत्या करणीयम् इत्युक्ते इदानीन्दनजनाः किञ्चित् चारणस्य उद्युक्ताः सन्ति अतः चारणस्य विषये तेषां कष्टता अथवा क्लिष्टथा न भवति इति चिन्तयामि कालानुसृतपरिवर्तनम् आवश्यकं मानसिकोल्लासम् अपि चारणे भवति शारीरिकोन्मेषमपि क्षमता वा आवश्यकी कालानुवर्ति परिवर्तनम् आवश्यकम् इति अभिप्रायः